समग्रस्य भारतस्य सञ्चारं करोति चेत् वास्तुकलायाः भिन्नतां द्रष्टुम् अपि च सम्यक् अवगन्तुं शक्यते वयं तु केवलं श्रवणेन माध्यमेन वा वार्तापत्रिकायां वा एवं तत्र किं पठितवन्तः दृष्टवन्तः तेनैव अवगतवन्तः वास्तुकलायाः भिन्नता अस्ति अपि च परम्परा अपि अस्ति इति अपि च नाम अपि नामानि अपि भिन्नानि सन्ति अतः सम्यक् वास्तुकलायाः भिन्नपरम्पराणां विषये ज्ञातव्यं चेत् भारतस्य सञ्चारं कर्तव्यम् अपि च स्वयं द्रष्टव्यं तेनैव सम्यक् वास्तुकलाम् अवगन्तुं शक्यम् यतोहि लेखनेन किञ्चिदेव अवगन्तुं शक्यते यत् किमपि भवतु श्रवणेन यत् ज्ञानं प्राप्तं तस्य पूर्णता तु यदा वयं स्वयं स्वनेत्रेण पश्यन्ति तदा एव अवगम्यते वास्तुकला अपि तादृशमेव तस्य परम्परा ज्ञातव्यं चेत् तत्प्रदेशं गत्वा एव परम्परां ज्ञातुं शक्यते परम्परा तु अस्ति एव भारते तु भिन्नभाषा भिन्नं मतं सर्वम् अस्ति भिन्नसंस्कृतिः अतः वास्तुकलापि भिन्न एव तस्य परम्परा अपि भिन्न एव इति